नवजातशिशोः नामकरणकार्यक्रमः एव प्रथमा पद्धतिः प्रायेण तृतीयमासे शिशोः नाम किम् इति निर्णीय तत्र एकः उत्सवः आचर्यते उत्सवे प्रायेण मातुलस्य नो चेत् पितामहस्य समीपे उपविश्य म मन्त्रं किमपि उक्त्वा कर्णे नाम त्रिवारम् आचार्यः आगत्य वदति पुरोहितः आगत्य वदति सः प्रायेण षण्मुखः षण्मुखः सः त्रिवारम् इति तदनन्तरं तत्र विद्यमानाः बन्धुजनाः उच्चैः यः षण्मुखः जयतु जयतु षण्मुखः आयुष्मान् भवतु एवं सर्वे घोषं कुर्वन्ति तद् एकं नामकरणम् अनन्तरम् एकः वर्षस्य आभ्यन्तरे प्रायेण एकादशवर्षे वा द्वादशवर्षेऽपि पूर्वम् तत्र शिशोः केशनिष्कासनं भवति तदापि समानरीत्या एकः उत्सवरीत्या जनाः आचरन्ति कुत्रापि मन्दिरे वा कुलदेवतायाः मन्दिरेव प्रसिद्धमन्दिरेव तत्र सर्वे बन्धुजनाः आगत्य एकम् उत्सवम् आचरन्ति तत्रपि केश न् निष्कासनं सममेव कर्णभेदनमपि कुर्वन्ति तद् अनन्तरं तत्र बन्धुजनानां कृते विशेषभोजनं तत्र भविष्यति एवमेव संस्काराः मम ज्ञाने यतः स्फुरितं तदहम् उक्तवान्